सामान्यतया अहं महाराष्ट्रराज्यात् वर्धानगरं वर्धानगरे अहं वसामि मूलतः अहं ब्राह्मणकुले जन्म लब्धवतौ नाम मम कुलस्य विशेषतः मम गोत्रं कौण्डिन्यः इति नाम मम परिवारे कुटुम्बे आचार्यमाणाााः विशिष्टाः आचाराः आचाराः ये ये सन्ति तद् यद् नाम कौण्डिन्यऋषिः महान् ऋषिः आसीत् एकः नाम अतीवप्रतिभाशाली गौरवशाली इति सः एव प्रथमवारम् अनन्तचतुर्दशी इति पूजायाः पूजायाः स्थापनं कृतवान् इति नाम कथं तस्य विषये नाम यतो हि गणेशोत्सवः भवति तथा दशमदिनात्मकः गणेशोत्सवः भवति नाम दशमदिने यदा विसर्जनं गणेशमूर्तेः आवां विसर्जनं कुर्वः चेत् इतोऽपि तस्य प्रागेव एताः पूजाः भवन्ति अनन्तः नाम यस्य अन्तः न भवति सः अनन्तः तस्य पूजाः भवन्ति तदा अस्य पूजाः कथम् इति अभिषेकः भवति तथा च नारिकेलफलस्य तत्र प्रसादः वर्तते इतोऽपि हल्वा इति एकं नाम मिष्टान्नं वर्तते महाराष्ट्रे तस्य तत्र भोगः वर्तते इतोऽपि सर्वे विषयाः तत्र प्रवर्तन्ते इति नाम तत् तदा विष्णोः आराधनां सर्वे कुर्वन्ति पूजायाः समये तदनन्तरं विष्णोः अपि यद् नमनं करोति अस्माकं कामान् पूरयतु इति प्रार्थयति इति अस्याः पूजायाः विशिष्य एतद् मम कुटुम्बे मम परिवारे दीर्घकालात् आचर्यमाणाः विशिष्टाः आचाराः इति